अहं विद्यालये अस्मि आचार्यः त्वं कुत्र अस्ति ओ अहं सम्यग्रीत्या

अतः कियत् कियत् कुपितः सह किञ्चित् क्लेशः करणीयःभवति कक्ष्या मध्ये

पाठनसमये अहं डिस्कशन् मतोड् उपयुज्यते कक्ष्यां कृत्वा अहं कक्ष्यं नयामि आम् अहं कक्ष्यायां त पाठनसमये अहं प्रोजेक्टर् मध्ये नोट्स् प्रदर्शितं प्रदर्शयित्वा कक्ष्यां नयति आम् अस्तु छात्राः कोरा क्रोणायाः अनन्तरं दूरवाणी मध्ये बहवः श्रद्दा करणीया भवति तदेकं क्लेशः अस्ति आम् अस्तु अस्तु अध्यापकः अस्ति तेषां साकमहं संस्कृतं वदामि वद वदति आम्

विद्यालये आम् अस्तु

सेमिनार् सह सह सेमिनार् कर्तुं कृत्ं

आम् अस्तु अस्तु

अ आ वादनाय किञ्चित् क्लेशः ते प्र प्रकटयति

आ दोषः निराकर्तुं निवारणं अस्तु अस्तु आम् अस्तु अस्तु परीक्षां करोमि आम् अस्तु आचार्य धन्यवादः